मम इष्टतमं साहित्तिकपात्रं भवति राजा दिलीपः अयं राजा सूर्यवंशियः अस्ति अयं स्वस्य गुरोः सकासात् उपदेशं प्राप्य नन्दिनीनामकगोः सेवायां पु पुत्रप्राप्त्यर्थं सल्लग्नो जातः तस्याः सेवायां तत्परः सन् सः तस्याः रक्षणार्थं स्वकीयं प्राणमपि त्यक्तुं स्वीचकार एकदा नन्दिनी सिंहेन आक्रान्ता आसीत् अतः तस्याः रक्षणार्थं स्वीयराजधर्मस्य पालनार्थं च राजा सिंहम् अवदत् हे सिंह त्वं मम प्राणान् स्वीकुरु एनां गां त्यज इति एषा घटना एव मम जीवने तस्य तस्मिन् आसक्तिम् उत्पादयति अत एव रघुवंशमहाकाव्ये एतादृशाः बहवः बहूनि चरित्राणि कथितानि